मम एकः सहोदरः वर्तते अहं तेन अतीवभिन्नः अस्मि यतो हि तस्य सर्वथा एव क्रोधः जायते नाम क्षणेषु एव निमेषेषु एव क्रोधः जायते सः धैर्यवान् पुरुषः नास्ति तस्य कोपः बहुशीघ्रम् आयाति अतः अहं तु तेन भिन्नः एव अस्मि यतो हि मम कदापि क्रोपः क्रो क्रोधः न आयाति अहं यत्किमपि कार्यं करोमि तद् धैर्येणेव करोमि